अस्माकं पाकशालायां भोजनपात्रं पाकपात्रं पेषणपात्रं लोहपात्रम् एवं ताम्रपात्रम् कांस्यपात्रम् एवं बहुविधपात्राणि सन्ति तत्र भोजनपात्रम् इति यदस्ति तेन पात्रेण अस्माभिः स्थालिका पुनः खादनार्थं यानि खादनक्रियायां यानि पात्राणि उपयुज्यन्ते तेषाम् सङ्ग्रहः क्रियते अनन्तरं पाकनिर्माणपात्रं पाकपात्राणि इत्यत्र भोजननिर्माणार्थं यादृशं पा पात्राणि अपेक्षितानि बाष्पस्थाली स्यात् अथवा भ्राष्ट्रमिति स्यात् करण्डकमिति स्यात् एतादृशपात्राणि तत्र अपेक्षितानि भवन्ति एवम् तत्र लोहपात्राणि पाके सौकर्येण अतिशयेन पाकस्य सम्पादनार्थं लोहपात्राणि तत्रापि ताम्रपात्राणि इत्यादीनि आधुनिकपात्राणि अल्युमिनियं स्टैन्लेस् स्टील् तादृशपात्राणि अपि सन्ति एवम् एतादृशानि विविधानि पात्राणि यानि सन्ति तेषाम् आधारेण पाकशाला पूर्णा वर्तते अनन्तरं धान्यानि पदार्थानि पदार्थान् धानां च स्थापयितुं करण्डकानि अपि सन्ति तेषु करण्डकेषु धान्यादीनां संरक्षणम् अस्माभिः क्रियते एवं बहुविधानि पात्राणि पाकशालायां सन्ति तेषाम् प्रत्येकं किमर्थं प्रयुक्तम् इत्युक्ते एवम् एतादृश प्रयोजनानि अत्र वर्णितानि सन्ति